गृहे विवाहः एवम् आचर्यते प्रथमदिने नान्दी नवग्रहः ह इति धार्मिकपूजाः आचर्यते अनन्तरं सायङ्काले वरपूजा इति क्रियते यदि वधूः गृहम् अस्ति चेत् गृहं गृहात् मण्डपं प्रति गन्तव्यं भवति अनन्तरं यदि यदि विवाहः अस्ति यस्मिन् वासरे प्राथःकाले गौरी पूजा इत्यादिकं भवति अनन्तरं वरस्य कृते काशीयात्रा इत्यादिकं भवति अनन्तरं धारे इत्यादिकं भवति एवमेव विवाहस्य पूर्वदिने सत्यनारायणपूजा अपि भवति वयं सर्वे आनन्देन तद् अनुभवामः नाम विवाहः इति इति इति यदस्ति तत् साम्प्रदायिकं कार्यक्रमम् अस्ति जीवयोः नाम वधुवरयोः तद् एकं कमिट्मेण्ट् इति उच्यते खलु तद् भवति अतः विवाहः एकः बहु जीवनस्य आधारः भवति तद् अनन्तरं वयं तु तत्र बहु सन्तोषम् अनुभवामः दिनद्वयस्य प्रागेव तत्र गत्वा वधूवराणां कृते वार्तालापं कृत्वा तेषां कृते किञ्चित् कोम्प्लिमेण्ट्स् दत्वा आगच्छामः